आम् अन्धविश्वासः अस्मिन् जगति तु वर्तते इति तु अहमपि मन्ये किमर्थम् इति चेत् बहवः जनाः यदि किमपि किञ्चिदपि तेषां हानिः भवति चेत् तदानीं ते किमपि किमपि अनुसरन्ति अतः तत्तु ज्ञायते एव यत् अन्धविश्वासः अस्ति अस्मिन् जगति इति अद्यापि अन्धविश्वासाः अनुसृताः सन्ति जनाः किमर्थम् इति चेत् यदि वयं पश्यामश्चेत् यदि अस्माकं गमनसमये अस्माकम् अग्रतः एकः म् मार्जारः मार्जालः गच्छति चेत् तदानीम् अस्माभिः अनु अस्माभिः अनुभूयते यत् ओ इदानीं वयं सम्यक्तया गन्तुं न शक्नुमः नाम मार्गे वयं गच्छामः किन्तु तत् मार्गे एव अस्माकं कापि हानि स्यात् किमर्थम् इत्युक्ते मार्जाल ततः गतवती इति अतः अस्मिन् जगति अधुना अधुनापि अन्धविश्वासाः तु सन्ति एव एवञ्च जनाः अपि अन्धविश्वासम् अनुसरन्ति एव एवञ्च जनैः किमपि वा कुर्युः तथापि अन्धविश्वासः तु सदा सर्वदा अनुसृजते एव किं च अन्धविश्वासः ये जनाः सम्यक् प् पठिताः भवन्ति ते जनाः अन्धविश्वासं न अनुसरन्ति इति अपि एकम् इति अपि एकः पक्षः तु वर्तते एव